ननु ईश्वरे किं प्रमाणम् इत्यत्र आगमं तावत् ब्रूमः इति कुत इति चेत् एकः नियमः अस्ति पृष्ठेनागम एक एवादौ वक्तव्यस्साध्यसिद्धये इति अतः अत्र ईश्वरं प्रति प्रमाणं प्रथमतः आगमः एव वदति श्रूयति द्यावाभूमिः जनयन् देवः एकः इत्यादि केवल सिद्धार्थबोधकस्य प्रवृत्या प्रवृत्यादिना अङ्गतया वैयर्तप्रसङ्गाद् आगमस्थ ईश्वरे न प्रमाणमिति चेत् तत्र अतः आचार्याः दृष्टाः इति सर्वज्ञाकिलतच्चक्तिः स्वतन्त्रो देहि दर्शनः इत्यत्र दुष्टः इति वक् दुष्टः इति पदम् उक्तम् अतः यदि यस्य इष्टं तत् तं प्रति बोधनीयं न अन्यत् तथा सति अनुपादेयप्रसङ्गात् इष्टश्च रमापतिरिति युक्तमेव तद् बोधनं न च प्रवृत्यादि अनुपपत्यादि दोषः इष्टानुभवस्येव पुरुषार्थत्वेन अचतः प्रयोजनानपेक्षणात् न हि सुखस्यानुभवस्य प्रयोजनम् अन्विष्यते तस्यैव सुरसुन्दरत्वात् स्वाश्रिते सुखे दुःखे निवृतौ वा लोकानाम् इष्टव्यवहारः अस्ति कुतः तस्यैव स्वरससुन्दरत्वादिति उ उक्तं न च अनयोः अन्यतरः रमापतिः इति तत् कथम् असौ इष्ट इत्यतः आह अतः सर्वज्ञाकिल स शक्तिः स्वतन्त्रो देहि सरचनः नित्या तादृशच्चेत्यो यन्तिष्टो नो रमापतिः इत्यत्र नः इति उक्तं नः नाम अस्माकमिति आचार्येण अङ्गीकर्तव्यम् यथा खलु केषाञ्चिद् इष्टसाधनतानाम् अथ अनासाधयन्तोपि भ भावाः परेषां तथाभूत दृश्यन्ते तथा लौकिकानाम् इष्टताम् अभजन्नपि भगवत् वा भगवान् उत्तमादिकारिणा इष्टः भवतीति किम् अनुपपन्नं सन्त् सन्ति खलु दैवीवर्षाः येषामपवर्गे अपवर्गः अपि परमपुरुषः अवबोधनार्थम् एवार्थनीयः यथा उक्तम् एकान्तान्नोन कस्यचित् अर्थे नारायणो देवः सर्वमन्य तदर्थकम् इति इतरां प्रति अपि ईश्वरस्य इष्टसाधनत्वात् न तत्परत्वम् आगमस्य अनुपपन्नम् इष्टवद् इष्टसाधनस्यापि भुभुत्सतत्वात्